हरिः ओं नमस्ते भवतः आपणे इदानीं कतिविधशाकानि सन्ति विषयः वदामि अत्र इदानेक कार्यक्रमः अस्ति प्रायशः शतं जनाः आगच्छन्ति तेषां कृते भोजनव्यवस्था करणीयमस्ति तदर्थं भवतः आपणतः वस्तूनि वयं स्वीकुर्मः इति चिन्तितवन्तः तत्र इदानीं किं किम् अस्ति इति एकवारं वदति वा वार्ताकी अस्ति वा हा आलुकम् अस्ति कथमस्ति आलुकं मौल्यमिदानीम् हा सम्यक् अन्यत् अन्यत् किम् अस्ति बि बिण्डी अस्ति वा

अस्तु अस्तु अस्तु अस्तु अन्यद् मरीचिका सर्वे यथेष्टमस्ति किल अन्ये किं किमस्ति

फलानि किम् अस्ति कदलीफलम् अत्रैव मिलति वा अन्य आपणं चलति ओ ओ के

तदेव अत्र इदानीं भवतः आपण आपणं यत्र अस्ति ततः किलोमीटर्त्रयं दूरम् अस्ति अस्माकं गृहस्य भवान् ततः आने आनीय दातुं शक्यते वा हा हा हा किलोमिटर् किलोमिटर्त्रयमेव हा हा

ततः वयम् इतः अत्र शाकानि कानि शाकानि आवश्यकानि इति वयं सूचयामः इत्युक्ते एक आवलिं वयं प्रेषयामः नो चेत् वाट्सप्द्वारा प्रेषयामः भवान् तद् सर्वं पेक् कृत्वा अस्मान् गृहं प्रति आनीय ददातु अत्र गृहस्य सङ्केतः अपि लिखित्वा प्रेषयामः वा अस्तु अस्तु अस्तु इदानीं तत् इदानीं कदा सूचनीयम् कदा सूचना इदानीम् एकदिनपूर्वं वा दिनद्वयपूर्वं वा कदा अस्माभिः इदावलिं प्रेषणीयम् अस्ति इतुक्ते अद्य अहम् आवलिं ददामि चेत् श्वः वा परश्वः कदा अत्र प्रापयितुं शक्यते अस्तु तर्हि अहम् आवलीम् अनन्तरं कदा प्रापणीयं सङ्केतः एतत् त्रयमपि अहम् अस्मिन् नम्बर्मध्ये भवतः दूरवाणीसंङ्ख्यां प्रति अहं वाट्सप्द्वारा प्रेषयामि भवान् तदनुसृत्य करोतु मूल्यं किञ्चित् दृष्ट्वा करोतु बहु अधिकं न करोतु अस्तु अस्तु धन्यवादः